मम जन्मदिनं डिसम्बर् मासस्य विंशतिदिनाङ्के अस्ति अहं प्रातः उत्थाय उत्थाय मातापित्रोः आशीः स्वीकरोमि एवञ्च ततः मन्दिरं गत्वा भगवान् भगवतः भगवतः आशिशः कृत्वा एव दिनम् अहम् अनुसरामि एवञ्च तत्र ततः गोशालां गत्वा दानं तृणं भवति तद् दत्त्वा अहम् आगच्छामि एवञ्च अनाथाश्रमे गत्वा बालकानां कृते किञ्चित् दत्वा एव अहम् आगच्छामि मम सायङ्काले मम मातुः मिष्टान्नमपि करोति यद् मम इष्टतमम् अस्ति एवञ्च सायङ्काले अहं प्रति अहं जपः अपि करोमि एवञ्च किं सायङ्काले मम मित्रैः सह एवञ्च परिवारेण सह उपविश्य केक् अपि कट् करोमि माता माता पिता एवञ्च भगिनी अपि मैह्यम् आहा उपहारं ददति उपहारं ददति यत् मम अहं पूर्वं पूर्वतनादेव अहं प्रतीक्षां करोमि यत् किं भवति किं द द ददाति मम भगिनी इति सर्वं मम बहु रुचिः भवति